हरिः ओं हरिः ओं नमस्ते इदं जलमण्डली खलु हा सत्यम् अहं विघ्नेशः हा अहम् अहम् अहं बिकासपुराग्रामस्थः हा विकाचिपुर अत्रत्य भवतां भवन्तः अत्रैव इञ्चर्ज् हा अत्र प्रायः दिनपञ्चकं जातं जलमेव सम्यक् नागच्छदस्ति पातुं जलं सम्यक् नास्ति किमपि जलव्यवस्था एव सम्यक् नास्ति भवतां का समस्या इति न ज्ञायते किं जातमिति एकवारम् अहं ज्ञातुमिच्छामि कृपया वदन्ति वा न न न न न न जलं जलम् अत्र आगच्छदस्ति किन्तू समीचीनं जलं न प्राप्यते न प्राप्यते न प्राप्यमानमस्माभिः बहु कल्मशं जलम् आगच्छदस्ति पानार्थं किं कुर्मः

ज् जातमस्ति यदि कल्मशं जलं पिबामः अन्यत् किं भवति अनारोग्यमेव भवति खलु हा तद् भव भवति वयं तु ता तथा श्रे श्रीमन्ताः वयं न धनं न्यूनमेव अस्माभिः अर्जितं भवति मासे तत्सर्वं जलं जलं प्रति यदि तत्सर्वं तत्सर्वं भवतः भवन्तः मा वदन्तु तत् तच्च गौर्मेण्ट् रूल् अस्ति सरकारतः जलं फ़्री मध्ये देयं किञ्चित् जलं स्वीकुर्वन्तु क्लेशः नास्ति किं वा किं किं वा धनम् अर्जयामः किं धनं धनम् अर्जयामः किं वा कुर्मः यदि फ़िल्ट्र् स्थापयामः इदानीं बेङ्गलूर् नगरे जलमेव नास्ति यदि फ़िल्टर् स्थापयामः फ़िल्ट्र् करणार्थम् अर्धं जलं व्यर्थं भवति जलं तु व्यर्थं भवति खलु अतः वयं चि किं चिन्तयामः भवद्भिः यदि समीचीनं जलं यच् यच्छन्ति भोः ब यदि भवतां सकाशात् यदि ज समीचीनं जलम् आगच्छति तद् जलं च जलस्य व्यर्थता अपि न भवति अस्मभ्यं समीचीनं जलमपि प्राप्तुं भवति पुनः धनमपि अस्माकम् अस्माकम् अस्माकं धनमपि संरक्षितं भवति अस्माकं समीपे एव कदा सः कः भवन्तः मा भो यदि क्लेशः यदि क्लेशः अस्ति बोर्ड् किमपि स्थापनीयं कलु फलकं किमपि स्थापनीयं यदि भवन्तः न स्थापयन्ति अत्रत्याः ज अत्रत्याः जनाः तावत् न पठितवन्तः तेभ्यः किमपि न न ज्ञायते

भवतां कृ भवतां कृते सर्वं भवतां कृते सर्वं भवतः हा वह् वदन्तु वदन्तु भवान् भ न भवन्तः किमपि तद् तद् भवद् तद् भवतां भवतां किं वा भवन्तु अस्माकम् अस्माकं धनं टेक्स् रूपेण अस्माकं धनं स्वीकृत्य एव भवतां कृते मासिकवेतनं यच्छन्ति भवद्भिः सम्यक् कार्यं कुर्युः कलु बवद्बिः तर्हि के कुत्र गन्तव्यम् अस्माभिः कुत्र गन्तव्यम् अस्माभिः विश्वासं संस्थापि भवता बा भवन्तं वयं चिनुमः चुनावना इत्यादिषु स्ट स्थापयित्या एव चिनुमः खलु भवन्तः तथा आश्वासनं यच्छन्ति तत् सम्यक् कारयामः इदं सम्यक् का कारयामः इदं सर्वम् अस्माभिः न ज्ञायते इदं समीचीनं जलम् अपेक्षितं मह्यं मह्यं मह्यं केवलं न अस्माकं ग्रामे ये ये सन्ति तेभ्यः सर्वेभ्यः अपि सम्यक् जलम् अपेक्षितं नासीत् अहं सी यं प्रति गच्छामि तत्रै केवलं सर्वं सम्यक् कारयित्वा हा हा सम्यक् कारयित्वा सम्यक् तत् सर्वं न ज्ञायते सः सम्यक् कृत्वा

हा इदानीम् अस्तु अस्तु सम्यक् कृत्वा प्रेषयन्तु धन्यवादाः वार्ता वार्तलापं कृत्वा महान् सन्तोषः जातः